नमस्ते अहं कुशली अस्मि इदानीं वयः जातः खलु क तदा तदा सत्यं कदाचित् कदाचित् दैहिकबाधाः बाधन्ते तथा तु चिन्ता नास्ति अहम् एकः एव अस्मि गृहे मम पुत्रः तु विदेशं गतवान् अस्ति अहम् एकाकी अत्र अस्मि वाकिङ्ग् प्रायः न शक्नोमि गृहं परितः एव किञ्चित् कदाचित् करोमि आ पार्श्वस्थगृहे सन्ति सा प्रायः दिवं गता सत्यम् ह्यः ह्यः एव ह्यः दिवङ्गता मरणं प्राप्तवती तथा नास्ति किन्तु अहम् एकाकी अत्र अस्मि मम पुत्राः तु व् विदेशे सन्ति केवलं इदानीं तु नास्ति सत्यं दूरवाणीं करोमि चेत् अत्र रात्रिः तत्र प्रातः निद्रां कर्तुं न शक्नोमि तत्र रात्रिः चेत् अत्र प्रातः ते निद्रां कुर्वन्तः भवन्ति अतः कदापि मासे एकवारं दूरवाणीं विडियो विडियो काल् किमपि अस्ति तत् करोमि तत् करोमि औषधादिकं तु कदाचित् समये स्वीकरोमि कदाचित् नास्ति यदि शक्यते तर्हि अत्र प्रिस्क्रिप्षन् अस्ति दास्यामि किञ्चिदानीय ददाति चेत् सौलभ्यं भव

सत्यं सत्यं स्वीकुर्वन्नस्मि

किन्तु जनौषधिकेन्द्राणि अत्र न सन्ति एकमासीत् इदानीं तदपि निष्कासितं वर्तते निश्चयेन निश्चयेन कथञ्चित् मम पुत्रैव मां सह करोति धन्यवादः शुभं भूयात् उत्तमम् एवं किञ्चित् यत्किञ्चित् अपेक्षितं भवति अहं दूरवाणीं करोमि एवम् एवं शुभम् उत्तमं कार्यम् अनुवर्तयतु मास्तु मास्तु मास्तु कापि आगच्छति अत्र एका सा सर्वमपि सज्जीकृत्य गच्छति तदेव खादामि अस्तु निश्चयेन अस्तु अस्तु धन्यवादः